हरिः ओम् अहं श्रीकरः इति अभयनगरतः वदन् अस्मि अहम् अद्य आप् द्वारा भवतां त्रिचक्रिकायाः आरक्षणं कृतवान् अद्य मया विमानस्थानकं गन्तव्यम् अस्ति मम गृहम् अभयनगरे मन्दिरस्य पुरतः वर्तते मम गृहस्यैव सङ्केतः आप् मध्ये मया निर्दिष्टः किन्तु इदानीं सङ्केतस्य परिवर्तनं कर्तुम् इष्यते यतः मम मित्रं मया सह विमानस्थानकम् आगन्तुम् इच्छति अतः अहम् आदौ तस्य गृहं प्राप्य ततः विमानस्थानकं गच्छामि अतः भवन्तः राधानगरे बजा़र् इण्डिय इति वस्त्रापणः वर्तते तत्र आगच्छन्तु अहं मम मित्रेण सह आपणस्य पुरतः भवामि समयः अपराह्णे चतुर्वादनमिति मया पूर्वमेव निर्दिष्टमस्ति निर्दिष्टं स्थानं निर्दिष्टसमये आगच्छन्तु विलम्बः मास्तु चतुर्वादनस्य व्योमयाने मया गन्तव्यमस्ति अस्तु चतुर्वादने मिलामः